वर्तमानसमये क्रीडा अस्माकं जीवनस्य एकम् अभिन्नमङ्गं वर्तते यतोहि सर्वेषां कृते क्रीडा आवश्यकं रूपेण वर्तते किं नाम यतोहि क्रीडाक्षेत्रे भिन्नरूपेण समर्थना समर्थानां क्रीडाजनानां कृते अपि अद्यतने एतादृशी व्यवस्था वर्तते यत्र तेषां कृते अपि अवसरः दीयते यतोहि बहवः एतादृशाः क्रीडालवः सन्ति ये डिफ़्रेण्ट्ली एव एवेबल् भूत्वा अपि देशस्य राष्ट्रस्य से पताका उत्तोलनं कृतवन्तः यतोहि यथा अरुणिमासिंहा एका महिला वर्तते तस्या सा मेरथान् मध्ये स्वकीयम् उत्तमं प्रदर्शनं कृतवती डी पी सिङ्ग् महोदयः अपि मेराथन् मध्ये एव तथैव उपलब्धिं प्राप्तवान् एवमेव गिरीशशर्मा बेड्मिण्टन् मध्ये अपि बहु उत्तमं प्रदर्शनं कृतवान् एवं प्रकारेण सर्वकारेण अद्य अद्य वर्तमानसमये सर्वेषां कृते सहायतां सहायतारूपेण व्यवस्था क्रियते सर्वेषां कृते समाना एव व्यवस्था वर्तते यथा सामान्यजनाः भवन्ति तथैव अन्येषां जनानां कृते अपि व्यवस्थाः प्रदीयते इति